यदि मया निर्मितं भोजनम् अन्येभ्यः रोचते तर्हि अहं मम स्वस्य पाकस्य विषये अन्येभ्यः एवं पाठयामि किमर् कथं नाम आधौ पाकनिर्माणार्थं शाकानि अपेक्ष्यन्ते वा व्यञ्जननिमित्तं वा भवतु दाल् निमित्तं वा भवतु कथञ्चित् शाकानिनाम् आवश्यकता अनिवार्यता भवति आदौ मार्केट् प्रति गत्वा उत्तमरूपेण यानि शाकानि भवन्ति स्वच्छरूपेण यानि भवन्ति तानि शाकानि गृहम् आनयामि सम्यक्तया तानि शाकानि प्रक्षालनं कृत्वा कथं प्रक्षालनं नाम जले संस्थाप्य जले लवणं वा भवतु हरिद्रं वा भवतु यत्किमपि एकं संस्थाप्य तस्मिन् मध्ये शाकानां प्रक्षालनं क्रियते चेत् बहुसम्यक्तया भवति किमर्थं नाम शाकानां अन्तः ये कीटाः भवन्ति नोचेत् यत् मलिनं वर्तते तत्सर्वं हरिद्रं वा भवतु लवणं वा भवतु तस्मिन् मध्ये शाकानां प्रक्षालनं क्रियते चेत् तत् ताः कीटाः निर्गच्छन्ति मलिनमपि निर्गच्छति अतः आदौ अस्माकं मुख्यं कर्तव्यमस्ति शाकानाम् उत्तमरूपेण प्रक्षालनं कार्यम् अनन्तरं ते तु तेषां शाकानां सम्यक्तया सुन्दररीत्या कर्तनं करणीयं भवति ल लघुकर्तनं लघुरूपेण कर्तनं वा बृहत्रूपेण वा कर्तनं वा भवतु यत्किमपि यथं कथञ्चित् कुर्मः तत् सुन्दररूपेण करणीयं भवति सम्यक्तया कृत्वा तदनन्तरं तद् बायिल् करणीयं बायिल् करणानन्तरं सम्यक् फै अपि करणीयं यत् यावत् तैलम् अपेक्षते ता तावदेव तैलं संस्थापनीयं वर्तते किमर्थं नाम तैलेन अस्माकं परिवारे विद्यमानजनानां रोगाः वर्तन्ते अतः आरोग्यदृष्ट्या परिवारजनानां आरोग्यस्थितिं दृष्ट्वा सम्यक्तया यावत् तैलम् अपेक्षते तावदेव तैलं स्थापनीयं भवति तावत्तैलं संस्थाप्य सम्यक्तया बायिल् कृत्वा फ्रै कृत्वा सम्यक्तया यावद् लवणम् अपेक्षते तावद् यावत् मसाला अपेक्षते तावद् यावद् मिच्छि कारम् अपेक्षते तावद् यावद् हरिद्रम् अपेक्षते तावद् सम्यक्तया मेज़रमेण्ट् मापनं स्वीकृत्य सम्यक्तया मेज़र् स्वीकृत्य यदि स्थापयामः तर्हि तद् यत् अस्माभिः निर्मितं भोजनपदार्थं खाद्यपदार्थं अत्यन्तं रुचिकरं भवति एवं क्रियते चेत् अस्माकं पाककार्यं सुसम्पन्नं भवति परिवारे विद्यमानजनाः वा मित्राणि वा ये आगच्छन्ति भोजनार्थं खादितुं ते अत्यन्तसन्तुष्टाः भवन्ति अस्माकं पाकप्रक्रिया वा भवतु पाकपदार्थानि वा भवतु तेषां कृते सम्क्तया रोचन्ते